सम्यक् कृत्वा एव कुत्रापि केवलं तद् वेस्ट्बिन् इत्यादिं सर्वं तत्रैव स्थापयामि

यत्रकुत्रापि न स्थापयतु तस्य एवं वे यथा तत्र स्थानमस्ति तत्रेव तत् सर्वं स्थापयतु इति अहं बोधयामि